हरिः ओम् प्रणामः महोदय भवतां फ़र्निचर् आपणमस्ति इति श्रुतम् हा मम गृहे एकः पुरातनः आसन्दः पुनः मञ्चोपि अस्ति तद् नवीकरणं कर्तुं शक्यते वा उत तद् त्यक्त्वा नूतनं स्वीकरणीयं वा कथम् हा हा हा हा तदा अपेक्षया एतत् भवन्तः दृष्ट्या तस्य स्थितिः कथमस्तीति वक्तुं शक्यते वा कथम् हा हा हा हा हा हा हा तादृशमेव कानिचन वृक्षाणां पुरातनं मञ्चस्य सर्वं बहु किञ्चित् वस्तूनि अत्र सन्ति तद्दृष्ट्वापि तेनापि कर्तुं शक्यते वा कथम् हा हा हा

हा हा मम गृहे तु बहु मम पितुः न पितृव्यस्य गृहात् बहु कालात् विद्यमानानि वस्तूनि अपि तत्र वर्तन्ते भवन्तः तद् दृष्ट्वा तन्मध्ये अन्यत् किमपि कर्तुं शक्यते चेत् फ़्लैउड् इत्यादिकं कृत्वा किं वातायनं वा पुनः एकं दर्पणस्य कृते समीचीनतया फ़ैन कर्तुं शक्यते वा कथम् तादृशी व्यवस्था भवतां मध्ये अस्ति वा

ह

यद्यपि गृहस्य एण्ट्रेन्स्मध्ये किमपि शोकेस्मध्ये वा उत

हा हा अस्तु अस्तु धन्यवादाः